सत्यं तादृशः सन्दर्भः कश्चन आपतितः तत्र यदा मया कार्यं कर्तव्यम् आपतितं तदा मया ज्ञातम् यस्मिन् विषये तत्र शिबिरं किञ्चित् प्रचलति स्म तत्र शिबिरे यः विषयः मुख्यतया आसीत् तं विषयमेव सः न जानाति इति तर्हि तत्र मया क्लेषः अनुभूतः यत् आदौ तस्मै पाठयित्वा तदन्तरम् अग्रिमकार्यं कर्तव्यम् इति किन्तु समयः न्यूनः एव आसीदिति कृत्वा मया किं कृतम् इति चेत् तस्मै नाम यदा अन्येभ्यः पाठनीयम् तदा एव एतान् एतमपि तत्र किञ्चित् योजयित्वा किञ्चित् विशदतया पाठितम् इति कृत्वा उभयत्रापि कार्यं सम सञ्जातः इति कृत्वा तत्र मम समाधानं वर्तते कार्यस्य च समाधानं सम्यक् एव जातम् इति अयं विशेषः